मम जीवने बहूनि पाठानि अहम् अधीतवान् तेषु मुख्यपाठः यत् वयं शक्तिः तद्विषये वयं चिन्तनीयं न तु यद् अस्माकं दौर्बल्यः इति मम अग्रजा एका मेघना एन् के इति अधुना मैसूरु सि एफ़् टि आर् ऐ मध्ये सा विद्यावारिधी पि एच् डि पठन्नस्ति एकवारम् अहं तस्यै उक्तवान् पश्यतु भो अग्रजे भवत्याः हस्ताक्षरः कीयत् सं सम्यगस्ति मम तु सम्यकेव नास्ति इति तदा सा एतदुक्तवती भवान् कन्नडं कथं सम्यक् वार्तालापं करोति भो मां तथा वार्तालापं कर्तुं न शक्यते यद् भवतां न शक्तं तद्विषये अधिकं मा चिन्तयतु यद्भवान् सम्यक् कर्तुं शक्यते तद्विषये चिन्तयतु तद्वर्धयतु इति सा तद्दिने पाठितवती तावत्पूर्वं द्वादशवर्षाणि अहम् एतद्विषये एव मम हस्ताक्षरः सम्यक् न सन्ति मम हस्ताक्षरः न सम्यक् सन्ति अहम् उत्तम अङ्कान् स्वीकर्तुं न शक्नोमि इत्येव चिन्तितवान् तत् मह्यं बहु पीडितविषयः यदा मम भगिनी तदा तद्रीत्या उक्तवती तदारभ्य अहम् एकवारमपि मम हस्ताक्षरः न सम्यक्सन्ति अहं जीवने उत्तम अङ्कान् स्वीकर्तुं न शक्यते उत्तमजीवनं जीवितुं न शक्यते इति एकवारमपि न चिन्तितवान् तदन्तरं तदनन्तरम् अहं सदा सर्वदा अहं मम शक्तिः किं तत्कथमहं वर्धितव्यं इत्येव चिन्तितवान् तदेव प्रमुखकारण प्रायशः जीवने इतः परं तम् आगन्तुं कारणाः इति तदेव मम मुख्यप्रधानजीवनपाठः